हरिः ओं महोदय इदानीं मह्यम् एकगृहं भाटकार्थं आगतवान् अस्मि हा हा मम नाम नागराजः लघुगृहं पर्याप्तं महोदयः तत्र एक अस्तु स्वातन्त्र्यगृहं चेत् उत्तमं मम परिवारेण सह वासं कर्तुं योग्यः अस्ति खलु

अस्तु महोदय

अस्तु महोदय उत्तममेव हा कियत् भटकमस् हा उत्तमं महोदय अस्माकम् उत्तमं जि अस्माकं सम्प्रदायरीत्या तत् गृहं लभ्यते बहु सन्तोषः कियत् भाटकं जि हा हा प्रवृत्त धनं जि अस्तु कियत् काले दातव्यं भाटकम् इति मासे कति हा हा अस् अस्तु महोदय पञ्चदिनाङ्कात् पूर्वमहं भाटकं दास्यामि आम् आगामि मासे ब् आगन्तुं शक्ये शक्यते वा अस्तु महोदय भवान् मम दूरवाणीसङ्ख्याम् अहं दास्यामि मम दूरवाणीद्वारा मामाह्वयतु अहमाग अहम् आगमिष्यामि जि हा वदतु जि यत् नियमः अस्ति अहम् अनुसरणं करोमि निश्चयेन महोदय हा हा अस्तु महोदय हा निश्चयेन निश् हा अस्तु महोदय निश्चयेन ब भवान् नियमः वदन्ति तत् निश्चयेन अहं परिपालनं क कुर्वन् करोमि जि हा अस्तु अस्तु महोदय महान् सन्तोषः हा भवतः गृहे अहं वासं कर्तुं ह महान् सन्तोष जि अस्तु जि हा धन्यवादः हा मिलामः जि रां राम्